ओलामध्ये प्रयाणं कुर्वन् आसं तत्काले ओलामध्ये गमनकाले गमनमार्गे एव मध्ये एव पञ्चर् जातम् एवं क्रियते चेत् प्रयाणिकानां सुखकरं न भवति अपि च ओला विषये अपि अस्माकं दुःस्थिति दुर्मनस्कः भवामः वयम्